ग्राम्यक्षेत्राणां सांस्कृतिक सांस्कृतिकव्यक्तित्वस्य संरक्षणाय बह्व्यः क्रीडाः पारम्परिकाः वर्तन्ते क्रीडानाम् अस्त्येव प्रवर्धने अस्माकं व्यक्तित्वे कश्चन महान् भागः भूमिकां निर्वहन्ति एताः क्रीडाः यथा कबड्डी इति क् क्रीडा अस्ति कुस् कुस्ति इति क्रीडा अस्ति अनन्तरं शाखायां सङ्घीयशाखायां याः क्रीडाः वर्तन्ते तासां तु अस्ति एव व्यक्तित्ववर्धने एकः महान् सै सहयोगः तं सहयोगमहं किञ्चित् वक्तुम् इहे इतः यथा मित्रस्य संरक्षणं कथं कर्तव्यं मित् मित्रस्य रक्षणं कथं कर्तव्यम् अस्मदीयानां रक्षणं कथं कर्तव्यम् कथञ्च शत्रुषु भूत्वा स्वात्मानं कथं रक्षयेत् इत्येवं क्रीडासु पाठ्यते एव यथा कबड्डिक्रीडायां सप्त शत्रवः भवन्ति तेषु भूत्वापि एकं मारयित्वा पुनः प्रत्यागमनम् एवम् अस्माकं शौर्यं वर्धयन्ति यथा वा उपविश्य क्रीडाः क्रीडन् क्रीड्यन्ते तत्र बुद्धिवैशद्यर्थं बह्व्यः क्रीडाः वर्तन्ते यथा शतरञ्ज् इति क्रीडाविशेषः भारते एव तस्य उद्भवः वर्तते सा च क्रीडा बुद्धिमत्तां वर्धयति एवं व्यक्तित्वनिर् निर्माणाय क्रीडानां वर्तते एव प्रामुख्यम्